ओम् अहं नलिकाजलं प्राप्नोमि अहं इदानीं केन्द्रीयसंस्कृतविश्वविद्यालयजयपुरपरिसरस्य पार्श्वे एव भाटकं स्वीकृत्य तदनन्तरं तत्र प्रकोष्ठं स्वीकृतवान् तर्हि तत्र नलिकाजलं आयाति तत्र द्वे नलिकाजलं द्वे नलिका जलं जलयन्त्राणि सन्ति तर्हि ततः एकस्यां तु क्षारीयजलं आयाति अन्यत् अपरे पानयोगजलम् आयाति किन्तु अहं ततः जलं स्वीकरोमि अहं अत्र केन्द्रीयसंस्कृतविश्वविद्यालये आगत्य एव इतः कुपिकां जलं स्वीकृत्य तदनन्तरं पुनः प्रकोष्ठे नयामि अहं मम अत्र एव अस्य जलस्य एव अभ्यासः जातः पानस्य तर्हि तदर्थं अहं एतं जलं एव स्वीकरोमि अन्यत् मम गृहे अपि जलम् आयाति सप्ताहे अथवा पञ्चदशदिवसेषु एव एकवारमेव जलम् आयाति यत्र राजस्थान वर्तते एतदर्थं जलस्य अभावः वर्तते अस्माकं यत्र गृहे जलं वर्तते तत वृ वृष्टिजलं भवति तस्य संरक्षणं कृत्वा एव एकः अस्माकं भाषायां तं टाका इति वदामः तर्हि टाकामध्ये एव सम्पूर्ण जलम् एकत्रिते कृत्वा तस्य वृष्टिजलस्य एव वयं जलपानं तत्र कुर्मः तर्हि तत्र तु ज वृष्टिजलं एक स्वच्छजलं भवति एव अन्यत् अत्र अपि यत् जलम् आयाति नलिकाजलम् तर्हि अत्र अपि एकस्यां तु क्षारीयः वर्तते अन्यत् एक एकस्यां नलिकायां नलिकाजलं पानयोग्यं वर्तते